पूर्वं तु भारते क्रीडा नाम क्रिकेट् पुनश्च कदाचित् कबड्डि अथवा वालिबाल् इत्येवम् आसीत् इदानीं तु सर्वकारेण बहु अधिकं कार्यं कृतमस्ति अतः अन्याः क्रीडाः अपि प्रचारं प्राप्नुवन्त्यः सन्ति अतः तत्तु सम्यक् प्रचाल्यमानं यदि अहं क्रीडाक्षेत्रस्य मम दायित्वं भवति तर्हि अहं तु बालादारभ्य नाम शालासु एव सम्यक् क्रीडायाः विषये ज्ञानं प्रदातुं प्रयत्नं करोमि अतः ततः एव क्रीडायाः विषये छात्राणाम् इच्छा वर्धते पुनश्च अग्रे अपि क्रीडाक्षेत्रे एव ते किमपि कर्तुं उत्सुकाः भवन्ति अतः तद् सम्यक् भवति